अस्किमो पायिण्ट् मध्ये अहं पूरणाटिका श्रीखण्ड पावभाजि पुलाब् इत्यादि आर्डर् कृतवती अत्र अस्माकं कृते स्विगी आप् मध्ये अहं प्राप्तिपत्रं शीघ्रं प्राप्तुम् आवश्यकम् इदानीं प्रेषयतु